कृषकः विविधप्रकारस्य रासायनीक उर्वरकस्य उपयोगेन सस्यानाम् उत्पादनं बहु विधम् कुर्वन्ति प्रथमं ते कृषिक्षेत्रे हलादिकमस सर्वाणि सामग्रीः जानन्ति परन्तु स्वपदार्थान् वृत्तिकायां स्थापयित्वा तस्मात् लघुरुक्षान् कृषिक्षेत्रे रोपयन्ति तथा च ते तान् सर्वयन्ति वर्धयन्ति शुद्धिः च कुर्वन्ति तेभ्यः फलं सद्व्यापारं च प्राप्तुं ऊ उत्तमाः उत्पादकाः उत्तमं कृषिं कुर्वन्ति उत्तमं रासायनिकम् उर्वरकं कुर्वन्ति तथा च उत्तमाः उत्पादकाः सीच्चनं सीच्यन्ति एतानि सर्वाणि क्रियन्ते मया श्रुतं यत् कृषकाः उत्तमगुणवत्तायुक्तानि ऊर्वरकम् उत्पादयन्ति उत्तमं गुणवत्तायाः वृक्षाणां च कटनं कृतवान् तेषां सर्वाणि सस्यानि उत्पादयन्ति तथा च कृषकाः सम्यक्तया फलं दन्तवन्तः इति